देशीयवार्ताः अन्तादेशीयवार्ताः स्थानीयवार्ताः इति विभागत्रयि तत्र स्थानीयवार्ता पत्रिकासु स्थानीयाः एव विषयाः भवितुम् अर्हन्ति यथा तत्र स्थानीयवार्तासु तत्र क्षेत्रादि विक्रयणं तदनन्तरम् तत्र किं किं किं लभ्यते आपणे इत्यादयः वार्ताः तदनन्तरं तत्र गोमहिष्यादीनाम् क्रयणं विक्रयणं तदन्तरम् आपणे कः मुख्यतया प्राप्तुं शक्नोति एतादृशाः अपि वार्ताः भवितुम् अर्हन्ति तदनन्तरं तत्र तत्र कल्चरल् आक्टिविटीस् अपि अद्य कुत्र भवितुमर्हन्ति कुत्र यक्षगानं तदनन्तरं नाटकम् तदनन्तरं सङ्गीतकार्यक्रमः इत्यादि विषयाः अपि स्थानीयपत्रिका वार्तापत्रिकासु भवितुम् अर्हन्ति तदानीं तत्र स्थानीयाः ये जनाः सन्ति तादृशां पत्रिकां पठित्वा तस्मिन् समये यथानुकूलं यथावकाशम् आगत्य तत्र भागं गृहीतुं शक्नुवन्ति तत्र सांस्कृतिकविचाराः दृश्यन्ते वा इति यदि तत्र स्थाने स्थानीयजनाः यदि तत्र भागं गृह् गृह्ण गृह्णन्ति तदानीं यक्षगानादि कार्यक्रमेषु सांस्कृतिकं कार्यक्रमेषु नृत्यनाटकादिषु ये भागं गृह्णन्ति तत्र एकं सांस्कृतिकम् तत्र ज्ञानं भवितुमर्हन्ति तत्र समययापनं सन्तोषम् आनन्दावहं सन्तोषावहं क् भवन्ति तत्र परिचिताः जनाः मित्रादयः भगिन्यादयः सर्वे एकत्र मिलित्वा किञ्चित् कालं यापयितुं यापयितुं शक्नुवन्ति तादृशं तत् कदाचित् रात्रौ अपि भवितुम् अर्हति तत्र समयनिर्धारणं भवति द्वित्रिघण्टासु कार्यक्रमाः अपि भवन्ति आरात्रिपर्यन्तं रा सायम् आरभ्य प्रातः सूर्योदयपर्यन्तमपि यक्षगानादिकार्यक्रमः भवितुमर्हति तादृशकार्यक्रमेषु भागं गृहीतुम् एव तत्र स्थानीयपत्रिकाः सहाय्यकाः भवन्ति तादृशपत्रिकासु तत्र मुख्यतया तत्र चोरादयः चोरिताः विषयाः अपि भवितुम् अर्हन्ति आपणादिषु किं किं विक्रयणं भवति तत्र अद्य रोचकम् क रोचकं तत्र वार्ताः अपि रोचकाः वार्ताः अपि भवितुम् अर्हन्ति स्थानीयपत्रिकासु एव तादृश्यः तत्र चित्रकलादयः अपि तत्र भवितुमर्हन्ति तादृशीषु स्थानीयवार्तापत्रिकासु तत्र सांस्कृतिककार्यक्रमाः विशेषतया तत्र तत्रत्यान् जनान् उरीकृत्य तान् प्रति कार्यक्रमान् आयोजयन्ति तादृशाः पत् स्थानीयविचाराः विशेषतया तत्र प्रकाश्यन्ते तत् सामान्यजनानां सामाजिकानां विशेषतया आसक्तिम् आवहति एवं स्थानीयपत्रिकासु वार्तापत्रिकासु स्थानीयवार्ताः विशेषतः तत्र आर्टिकल् तत्र तेषां महाजनानां तत्र विचारः अपि प्रस्तोतुं शक्नुवन्ति तदनन्तरं सन्मान कार्यक्रमाः विशेषजनानाम् आगमनम् राजकीय व्यक् राजकीयव्यक्तिनः तदनन्तरं विशेषजनानाम् आगमनं विशेषविचाराः य तत्र भवितुमर्हन्ति तादृशाः सहाय्यकाः स्थानीयपत्रिकासु भवति तदनन्तरम् बहूनां कृते ये सांस्कृतिकविचाराः बहुदिनपर्यन्तं पत्रिकासम्बन्धिविचाराः भवितुमर्हन्ति एवं स्थानीय वार्तापत्रिकासु विशेषतः पत् तत्र स्थानीयाः एव भवितुम् अर्हन्ति इति न अन्ये राष्ट्रीयविचाराः अपि तत्र भवितुम् अर्हन्ति